तन्त्रज्ञानं तन्त्रज्ञानस्य अभिवृद्धेः दृष्ट्या अस्मिन् क्षेत्रे काश्चन समस्याः वर्तन्ते बहुविधाः जालं जालाः वर्तन्ते तत्र च मैन् इत्युक् प्रमुखः जालः नाम दूरावाण्याः सम्बन्धः तत्र च नेट्वर्क् नाम जालः इति यद्वर्तते सा समस्या अस्मिन् प्रदेशे अधिका वर्तते तत्र प्रमुखतया जियो सिम् इति यदुच् यद् यदुच्यते तस्य बहु समस्या भवति किं नाम एकस्मिन् स्थाने यदि स्थीयते तर्हि केवलं भाषितुं शक् शक्नुमः अपि च जालः अपि तस्मिन्नेव स्थाने आगच्छति यदि किञ्चित् अन्यत्र गच्छामः तर्हि सा समस्या उत्पद्यते तस्मिन् स्थाने केवलं यदि भवति यदि स्थीयते ततः यदि दूरवाणी क्रियते तर्हि भाषितुं शक्नुमः उत किमपि आप् द्वारा वा द्रष्टुं शक्नुमः नो चेत् न शक्यते इति आन्तरिकसमस्या एव बहु वर्तते आन्तरिकसमस्या जालसमस्याः एव जियो सिम् समस्या अधिका एर्टेल् सा तु अधिका नास्ति क्वचित् प्रदेशेषु तु आगच्छति हा अपि च ऐडिया सिम् इत्यादिषु समस्या नास्ति प्रमुखतया जियो सिम् एव